अहं पुरा ग्रन्थालयम् गच्छन् गच्छन्ती अस्मि अधुना अहं गृहे एव बहूनि पुस्तकानि ग्रन्थानि क्रीत्वा गृहे एव ग्रन्थालयं स्थापयितुम् इच्छामि अधुना तु मम गृहे मम पुस्तकानि कपाटिकायां सन्ति काचित् प प्रका कपाटिकायाम् कस्याञ्चित् प्र म कपाटिकायाम् आध्यात्मिकपुस्तकानि सन्ति कस्याञ्चित् कपाटिकायां पठनस्य पुस्तकानि सन्ति कस्याञ्चित् म कपाटिकायां बालानां पुस्तकानि सन्ति अहम् इच्छामि यदि मम समीपे एतादृशानि पुस्तकानि अस् अस सन्ति तर्हि अहमिच्छामि यदि गृहात् बहिः कानिचन जनानि इच्छन्ति तर्हि केचन जनाः इच्छन्ति तर्हि अहं तां तानि पुस्तकानि पठनस्य कृते ददामि केवलं ते इच्छन्ति तर्हि चलति एवम् अहं शुल्कं तु न स्वीकरोमि केवलं मम समाधानस्य कृते अहं ददामि तत्र केवलं मम आस इच्छा अस्ति सः पठेत् एवं तस्य किमपि यत् लिखितमस्ति तेषां नास्ति तेषां तस्य सन्दर्भात् मम मया सह सः चर्चाम् कूर्य कूर् करोत् कुर्यात् इति मम इच्छा अस्ति